साम्प्रतिककाले संस्कृतभाषागतसमस्याः बह्व्यः सन्ति अत्यन्तं सारगर्भतया वदामि गुणवत्तापूर्णाः सुप्रशिक्षिताः संस्कृत अध्यापकाः न्यूनाः अहं संस्कृत अध्यापकः इति वक्तुं गर्वं न अनुभवन्ति स्वात्मानं नीचाः इति मनुते भाषायाः उपरि अवधानं श्रद्धा नास्ति मार्गान्तरं नास्ति इति कृत्वा संस्कृतभाषां पठन्ति संस्कृतं पठितुम् आगच्छन्ति पुनः मम बान्धवः अथवा सः उक्तान् एषः उक्तवान् अहं कुत्रापि किमपि न जानामि अतः संस्कृतं पठितुम् आगच्छामि इति गतिः सम्प्रति दृश्यते यदि अध्यापकाः संस्कृतं पठित्वा अन्यान्यविषयान् न पठन्ति अन्यान्य अध्ययनक्षेत्रेषु अध्ययनक्षेत्रं प्रति गतिं न दर्शयन्ति तर्हि छात्राः चिन्तयन्ति एषा केवलं संस्कृतभाषां जानाति अन्यत् किमपि न जानाति अतः द्वित्रिभाषासु सर्वविदविषयेषु संस्कृत अध्यापकानां यथा गतिः भवेत् तथा तेषां प्रशिक्षणं स्यात् प्रशिक्षणदातारः प्रशिक्षणस्वीकर्तारः द्वयोः उभयोः अपि प्रशिक्षणदाने स्वीकरणे सुतरां शतप्रतिशतं श्रद्धा अवधानं दूरदृष्टिः दृष्टिः च भवेत् एतत्सर्वं नास्ति चेत् संस्कृतशिक्षकाः सर्वथा पृष्ठे भवन्ति संस्कृतभाषां प्रति सर्वथा इयं भावना एव समुदेति पुनः समस्यानां सम्मुखीकरणं तस्य समाधानं समस्यायाः प्रबन्धनं कर्तुं संस्कृत अध्यापकाः न जानन्ति प्रथमं मानसिकरीत्या शुद्धिः अनन्तरं बौद्धिकरीत्या तु अवश्यं शुद्धिः अपेक्षिता एव एतद्द्वयं क्रियते चेत् अहं चिन्तयामि इदानीन्तनकाले संस्कृतभाषायाः अधिकाधिकसमस्याः अपगच्छन्तीति